मम इष्टं पुस्तकं वर्तते मनुस्मृतिः इति मम कृते बहु इष्टं तत् पुस्तकम् तस्य सम्पूर्णतया मया अध्ययनमपि कृतम् किमर्थमिष्टम् इत्युक्ते एकस्य मनुष्यस्य जीवने किं किं भवेत् इत्यादिकं सर्वं निरूपितमस्ति ब्राह्मणः किं कुर्यात् छात्र क्षत्रियस्य कः धर्मः वैश्यस्य कः धर्मः शूद्रस्य कः धर्मः स्त्रीणां कः धर्मः इत्यादिकं सम्पूर्णतया लोके यत् यत् यत्किमपि वर्तते किं कर्तव्यं किं न कर्तव्यम् इत्यादिसर्वं तत्र निरूपितमस्ति मया तत्र आरम्भतः आन्तम् आन्तम् अध्ययनं कृतम् तत्र स्त्रीणां व्यवहारः कथं भवेत् विवाहस्य विवाहस्य कार्यक्रमाणि कथं भवेयुः किं स्वरूपं सर्वम् अत्यन्तसुलभरूपेण निरूपितमस्ति तस्य व्याख्या अपि तथा कृतमस्ति नाम यः किञ्चिदपि संस्कृतम् अवगच्छति सोपि तद्ग्रन्थं पठितुं शक्नोति तथा तस्मिन् पुस्तके निरूपणं कृतमस्ति एकं तु व्यवहारज्ञानं ब्रह्महचारिणां कथं ज्ञानं भवेत् अनुष्ठानं पनेन सूर्यः स संस्काराणां विषये दत्तमस्ति जातककर्माणि गर्भाधानम् सर्वं तस्मिन् वर्तते इदानीम् आधिक्येन पश्यामश्चेत् गर्भाधानकाले मन्त्रादि उपयोगः न भवति इत्यादिकविषयाः बहूनां कृते न ज्ञायते एव परन्तु तत्र सर्वं स्पष्टरूपेण लिखितमस्ति कदा किं कर्तव्यं कस्मिन् काले कर्तव्यं कदा नामकरणं कदा अन्नप्राशनं सर्वम् अपि अत्यन्तरू सौलभ्यरूपेण लिखितमस्ति तद् कारणतः मम कृते बहु इष्टं तत् पुस्तकं तेन मया बहुकिमपि अधीतम् ब्रह्मचारिणां विषये वानप्रस्थानां विषये गृहस्थानां विषये स्त्रीणां विषये विवाहस्य विषये इत्यादिरूपेण राज्ञः कथं भवेत् इत्यादिकं सर्वविधविषयाः मया अधीताः तद्विषयकज्ञानम् अपि वर्तते इत्येवं रूपेण मम इष्टः ग्रन्थः मनुस्मृतिः इति तस्य सम्पूर्णतया अध्ययनं च अहं कृतवान्